नमो नमः अहं राधिकापाठक् अहं कविकुलगुरुः कालिदाससंस्कृतविश्वविद्यालये रामटेकनगरे निवसामि तत् मातृश्रीः छात्रावासः नाम तद् वसतिगृहम् अस्ति बालिकानां कृते रामटेकतः नागपुरं गन्तुम् इच्छामि अहं तर्हि नागपुरं ग गन्तुम् इच्छामि चेद् मम कृते एकम् ओला तथा च उबर् प्रेषयतु कृपया